जनानां गुणवत्तानिर्माणे क्रीडा अपि महत्वं स्थानं भजते तत्र यथा कबडी फ़ुट्बाल् लगोरि क्रिकेट् इत्यादि क्रीडाः क्रीडाः अपि भवन्ति कबडि क्रीडनेन यथा सर्वेषाम् ये सर्वेषां गुणानां परिचयः भवति अनन्तरं सर्वेषाम् एकता भवति एकः सर् एकः सर्वे एकस्य पादं सर्वेपि गृण्हन्ति एवं सर्वेषाम् विरोध विरोधाभावात् ते सर्वेपि आनन्देन क्रीडन्ति एवं सर्वेषामपि विश्वासः वर्धते तेन धैर्यं स्थैर्यम् अनन्तरम् एवम् एकतारूपेण स समग्रदेशः अथवा समग्रविश्वम् एव स्म मम इति भा ज्ञानं भवति वसुधैवकुटुम्बकम् इति यत् कथ्यते तत् सत्यमेव एवम् क्रीडायाः अपि विषये वक्तुं शक्यते तत्र जनाः अपि क्रीडालवः भवन्ति यस्य तु यः सम्यक् क्रीडितुं शक्नोति स् तस्य स्वास्थ्यम् आरोग्यं सर्वं सम्यक् भवति तेन आरोग्यस्य वर्धनम् सः कदापि ऋग्णः ऋग्णः एव भवितुं न शक्नोति सर्वदा तस्य स्वास्थ्यं सम्यक् भवति एवं सर्वेषां जनानां स्वभावः कः तत्र ते तेषां तैः दोषाः के के दोषाः क्रियन्ते तेषां परिमार्जनं च क्रीडायां भवति ते सम्यक् क्रीडन्ति वा अथवा किञ्चित् कुचोद्यं गुत् कृत्वा क्रीडन्ति वा इत्यादि तेषां विषयेपि यः भावः वर्तते सोपि प्रकटितः भवति एवं सर्वेषाम् क्रीडनेन तेषाम् मित्रैस्सह क्रीडनेन सर्वेषां स्वभावः ज्ञातुं शक्यते एवं सर्वेपि तत्र तेषाम् आशयेन तेषाम् अन्येषां दोषं निवारितुं शक्नुवन्ति एवं सर्वेपि सम्यक् न्यायेन क्रीडन्ति चेत् तेषां जयः ये क्रीडाकाले जयः पराजयः भवत्येव तत्र मानसिकः क्लेशः न जनितव्यः तथापि क्रीडा आनन्दार्थं क्रीडनीया